एकं तत्र एकं कळर् पेन्सिल् अद्य आगतम् आगतवती आगतवान् तद् तत् तस्य अधिकं धनं नास्ति तद् समीपं सम्यग्रीत्या लिखितुं शक्यते तदुपयुज्य तस्य वर्णं कालवर्णं भवति तद् अतीव सरलरीत्या लेखनं कर्तुं शक्यते तदुपयुज्य अतीव सरललीत्या लेखनं कर्तुं शक्यते तद् कळर् पेन्सिल् उपयुज्य चित्रं रचयितुं शक्यते शक्यते तद् एकम् अतीव सुन्दरं कळर् ॰ पेन्सिल् भवति एतद् अस्तु